भारतेन अद्य सम्मुखीक्रियमाणाः बृहत्तमाः पर्यावरणसमस्याः बह्व्यः सन्ति मम प्रदेशे भूपरिसराः यथा नद्यः वनानि पर्वताः समुद्रं कृषिक्षेत्राणि कथं परिवर्तितः गतेषु वर्षेषु इत्युक्ते दशव दशवर्षेभ्यः प्राक् मम ग्रामे सर्वे कृषिकाः एव आसन् स्व स्व शाकान् वर्धयित्वा अन्येभ्यः तत्रैव अन्येषाम् अन्येषां निकटे परिवर्तनं कृत्वा तदा शाकान् सर्वं धनरूपेण विक्रयणं कृत्वा तद् शाकान् एव धनरूपेण विक्रयणं कारयित्वा स्व स्व स्वपरिवारान् पालयन्ति स्म किन्तु इदानीं तु सर्वे कृषिकाः ग्रा ग्रामं त्यक्त्वा नगरीं प्रति आगच्छन्तःसन्ति इत्यतः शाकानां वा पुष्पाणां यद् विश् पुष्पविशेषाणाम् आरोग्यकराः पुष् पुष्पविशेषाः शाकाः फलानि यानि यानि सन्ति तेषां बहु न्यूनता जाता न्यूनता वर्तते इदानीम् इत्यतः मम ग्रामे इसा सर्वं सर्वे जनाः सर्वे जनाः ग्रामं त्यक्त्वा नगरीम् आगत्य आगच्छन्तस्सन्ति अग्रेपि सर्वे आगच्छ कृषिकाः ग्रामं प्र ग्रामं त्यक्त्वा नगरीम् आगच्छन्ति चेत् कोपि कृषिकाः एव न भवन्ति इत्यतः फला फलानां वर्धनं वा सस्यानां वर्धनं वा वृक्षाणां वर्धनं वा इत्यादि कोपि न करोति चेत् अस्माकम् अस्माकमेव दुष्क भविष्ये दुष्करता प्राप् भवति इत्यतः अस्माभिः